मम प्रदेशे तु गमनागमनस्य कृते स्थानीयव्यवस्था बशयानं टेम्पोयानं रेलयानमस्ति परन्तु सामान्यजनाः बशयानेन रेलयानेनैव यात्रां कुर्वन्ति यतो हि रेलयानेन बशयानेन यात्रा तु सम्यक् भवति् परन्तु ये जनाः अल्पवित्ताः सन्ति ते तु रेलयानेनैव यात्रां कुर्वन्ति बसयाने नैव नैव कुर्वन्ति यतो हि बसयाने धनस्य अधिकं व्ययो भवति अतः एव सामान्यजनाः रेलयानेनैव प्रतिदिनं गमनागमनं कुर्वन्ति किन्तु यत्र रेलयानस्य व्यवस्था नास्ति तत्र तु बसयानेनैव यात्रां कुर्वन्ति टेम्पुयानेनापि यात्रां कुर्वन्ति च अथ च यत्र टेम्पुयानस्यापि व्यवस्था नास्ति तत्र तु द्विच द्विचक्रिकया अथवा बैक् माध्यमेनापि गमनागमनं कुर्वन्ति